हरिः ओम् अन्तः आगच्छामि वा धन्यवादः महोदये

अहं महिमा अस्मि अहं केरल केरलप्रदेशीया अस्मि एवम् अधुना तिरुपतिस्थ राष्ट्रीयसंस्कृतविश्वविद्यालये ज्योतिषविभागे शोधकार्यं कुर्वती अस्मि मम शास्त्री तु राष्ट्रीयसंस्कृतविश्व विश्वविद्यालयः नवदेहल्याम् एव कृतवती पुनः आचार्याम् आरभ्य अधुना एव यावत् तिरुपतौ एव पठन्ती अस्मि एवम् मम शोधशीर्षकं तु शूरमहादशिवराजविनिर्मिड कृत ज्योतिर्निबन्धस्य समीक्षात्मकम् अध्ययनम् इति शिवराजेन विरचितः संहितास्कन्धीयः ग्रन्थः वर्तते ज्योतिर्न निबन्धः तस्मिन् धर्मशास्त्र मुहूर्त जातक आग आगमादिविषयानाम् अपि उल्लेखनं दृश्यते तत्र विवाहप्रकरणान्तस्य समीक्षणं मया क्रियते सम्यक् हितं प्रतिपाद्यं यस्याः सा संहिता इति सामान्यनिर्वचनम् तत्र ज्योतिषिकाः एवं तस्य निर्वचनं कुर्वन्ति तत्कार्त्स्नोपनयस्य नाम मुनिभिः संकीर्त्यते संहिता इति अर्थात् यत्र तस्य तस्य इत्युक्ते शास्त्रस्य निरवशेशन निरवशेषेण कथनं भवति तत्र संहिता इति अर्थः आम् लग्नाद् अष्टमेन मरणं विचार्यते तत्र अष्टमे सूर्ये सति नीचमेव फलं भवति षष्ठे गुरुः चेत् जातकः शत्रुविजयी भवितुमर्हति होरा नाम पूर्वजन्मार्जितसदसद्फलस्य यत् फलम् अस्मिन् द जन्मे व्यञ्जयति तदेव होराशब्देन व्यवह्रियते शर्वर्ये होरा नाम राश्यर्ध राश्यर्धम् होरा इति तत्र ग्रहाणां दृष्टिविषये चेत् सर्वेषां ग्रहाणां सप्तमभावे पूर्णदृष्टिर्भवति विशेषतया तत्र दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे तत्र पाददृष्टिः अर्धदृष्टिः पुनः पादोनदृष्टिः पूर्णदृष्टिः चेति भवति एवं ग्रहाणां दृष्टिक्रमः तत्र कुजस्य शनेः पुनः गुरोः च विशेषदृष्टिः वर्तते तत्र गुरोः नवपञ्चमे विशेषदृष्टिः वर्तते शनेः तृतीय दशमे तत्र कुजस्य चतुर्थाष्टमे च राशि क्षेत्र द्रेष्काण नवांश द्वादशांश त्रिंशांशः चेति षड् वर्गाः धन्यवादाः महोदये